त्वचः केशस्य च परिचर्यायै तव ग्रामे लोकप्रियाः गृहोपचारः गृहोपचाराः के सन्ति इति प्रश्ने अस्माकं ग्रामे तु त्वचः त्वचः वा भवतु कैशस्य वा भवतु परिचर्यार्थम् लोकप्रियाः गृहोपचाराः तादृशाः न सन्ति परन्तु एकः जनः अस्ति ते सम्यक्तया तत्र आरोग्यं सम्यक् अपि भवति तेषाम् उपचारेण कथम् इत्युक्ते इदानीं त्वचः इदानीं त्वचः किमपि क्लेशः भवति चेत् तत्र आङ्ग्लभाषायाम् इन्फ़ेक्शन् इति वदति हा इन्फेक्शन् एव वदन् वदन्ति तत् किमर्थं भवति चेत् किमपि

ज जलस्य अन्यत् अन्यज्जलं पिबामः चेत् अथवा अन्यज्जलेन वयं स्नानं कुर्मः चेत् एतादृशमपि इन्फ़ेक्शन् भवितुं शक्नु शक्नोति तत्र त्वचः क्लेशाय एव भवति तदा पिम्पल्स् इति आङ्ग्लभाषायां वदन्ति ते अपि भवन्ति त्वचः त्वचः उपरि तदानीं अस्माकं ग्रामे केचन जनाः सन्ति तत्र केचन वस्तूनि वर्तन्ते ते वस्तु हा ते वस्तूनि कथम् उपचारं कुर्वन्ति इत्युक्ते तद्वस्तूनि स्वीकृत्य वयं त्वचः उपरि त्वचः उपरि लेपयामः चेत् शीघ्रं दिनम् एकदिने वा भवतु दिनद्वेये वा भवतु त्वचः तत् त्वचः क्लेशः निर्मूलनमेव भविष्यति अवश्यं तादृशं गृहस्य उपचाराः अपि वर्तन्ते अस्माकं ग्रामे अनन्तरं केशस्यापि एतादृशः अपि अस्ति केशस्य नाम तत्र प्रतिदिनं केशस्य न नष्टनं नष्टः वा भवतु अथवा अस्माकं शिरसि बहवः केशाः प्रतिदिनं पतन्ति एतादृशसमस्ये समस्यायां तत्रापि बहवः उपचाराः सन्ति कथञ्चित् तत्र पलाण्डुः अनन्तरं तैलम् अनन्तरं जिञ्जर् इति भवति लशु लशुनं वा अथवा तत्र भवति तेषां मिक्शर् कृत्वा मिश्रणं कृत्वा तद् उपरि लेपयामः चेत् तदापि अस्माकं तद् क्लेशः किं भवति तद् निवारणम् अवश्यं भवति एव दिनद्वये अथवा एकदिने वा भवतु शीघ्रम् अवश्यम् उप तदुपचारेण कथमपि तद् निर्मूलनं बवि भविष्यति एव एतादृशः